केरळे अनेकाः वार्तापत्रिकाः सन्ति मलयाळमनोरमा मातृभूमी केसरि मम गृहे मलयाळमनोरमा केसरी एव आग वयं स्वीकुर्मः अनन्तरमहं प्रातःकाले दिनं प्रति पठामि अद्यपि पठितवती किञ्चित् यः एका आपत्घटना कुवैत्मध्ये आसीत् तत्सर्वम् अहं पत्रे पठितवती बहु दुःखिता एव अद्य अहम् किञ्चित् नूत कुवैत्देशात् मृतशरीरः आगतः आगतवन्तः तदे तदपि बहु दुःखवार्ता एवं प्रधानम् अस्माकं गृहे अनन्तरं केसरि अहं किं केसरि म भा भक्तप्रिया एवम् एकं पत्रं पत्रिका आसीत् गुरुवायूर्देशात् सा पत्रिका बहु उत्तमा अस्ति गुरुवायूर्देशे किं किं विशेषाः सन्ति तत्सर्वं तत् पत्रिकायाम् आगच्छति अनन्तरम्